नमस्कारः मम इष्टतमाः पत्रिकालेखकाः सन्ति डक्टर् विश्वासः जानार्दन् हेगडे जि तथा च मम मातृभाषायाः पत्रिकालेखकाः अपि आनन्दवजार् पत्रिका इति डक्टर् रबिन्द्रनाथ टेगर् काजि नज्रोल् इस्लाम् इति बहवः मम इष्टतमाः सन्ति तस्य मूलकारणमस्ति तेषां लेखने बहु तत्र हर्षं क्रियेटिविटि भवति पठने आनन्दः आयाति किमपि गद्यं वा भवतु पद्यं वा भवतु किमपि स्थानीयवार्ता वा भवतु अत्र सम्भाषणसन्देशे बहवः जनाः लिखन्ति तत्र विशेषतया किं भवति किं चलति अस्मिन् वर्षे किम् अभवत् अस्मिन् वर्षे किम् अभवत् कुत्र वर्गः चलति कुत्र विशेषवर्गाः चलन्ति कुत्र शिबिराणि चलन्ति तस्मिन् विषये भवन्ति परन्तु तत्र रोचकं भवति रुचिमाध्यमेन तत्र किमपि विशेषतया गल्पो माध्यमेन लेखनं भवति

क्रीडाविषये अपि लेखनं भवति लेखः भवति तत् पठने बहु आनन्दः आयाति एतदर्थमिति